संस्कृतभाषायां बहूनि पदानि सन्ति सर्वेषां पदानामपि धातवः सन्ति प्रत्ययाः भवन्ति अनेकाः प्रत्ययाः भवन्ति तत्र अपि च संस्कृतपदानाम् उच्चारणं कष्टकरमेव भवति ये भाषां न जानन्ति तेषां कृते आदितः ये अध्ययनं कृत्वा गच्छन्ति तेषां कृते कष्टं न भवति किन्तु पठ पठित्वा पठित्वा स्वयमेव अभ्यस्तं भवति तदुत्तरम् उच्चारणे क्लेशः न भवति संस्कृतव्याकरणे उच्चारणस्थानानाम् उल्लेखनं कृतमस्ति व्याकरणग्रन्थेषु यथा अकुहविसर्जनीयानां कण्ठः इचुयशानां तालु इतिवत् अत्र अकार अकारस्य कवर्गस्य च उच्चारणस्थानं कण्ठः भवति इत्येवं सर्वेषाम् अक्षराणामपि उच्चारणस्थानं किं भवति इति व्याकरणसूत्रेषु ज्ञाप्यते